योगः अस्माकं भारतीयज्ञानपरम्परायाः महान् निधिः वर्तते योगस्य अनुष्ठानेन वयं सर्वस्मिन्नपि क्षेत्रे समर्थाः भवामः अतः सर्वैः योगानुष्ठानं कर्तव्यं योगः इत्युक्ते न केवलम् आसनानि अपि तु अष्टाङ्गयोगाः योगाः भगवता पतञ्जलिना वर्णिताः वर्तन्ते